रामायणं भारतीयपरम्परायाम् आदिकाव्यम् अस्ति नास्ति अत्र संसयलेशः उच्यते रम्या रामायणी कथा सम्पूर्णा अपि रामायणकथा रम्या अस्ति भारतीयपरम्परायाम् आदिकाव्यं कथमिति चेत् वयं वक्तुं शक्नुमः वैदिकसाहित्यानन्तरं सर्वप्रथमम् आधुनिकसंस्कृतसाहित्ये रचितं महाकाव्यम् अस्ति आदिकाव्यं रामायणमिति आदिकाव्ये रामायणे आदिकविना वाल्मीकिना महत् साहित्यं निबद्धम् अस्ति अत्र आदिकाव्यम् अस्ति सर्वप्रथमं रचितम् एतत्कारणेन आदिकविना रचितं तद् द्वितीयं कारणम् अन्यानि अपि कारणानि स्युः आदिकाव्यमेव काव्यस्य सर्वलक्षणानि अपि अत्र सन्ति यानि सर्वाणि अपि लक्षणानि काव्यस्य भवन्ति तानि सर्वाणि अपि लक्षणानि रामायणे अन्तर्भूतानि वर्तन्ते कारणं किमस्ति तत्र नायकत्वं सर्वं वर्णितमस्ति लक्ष्यलक्षणग्रन्थानां यानि लक्षणानि भवन्ति तत्सर्वमपि रामायणे अस्ति सहस्राधिकवर्षेभ्यः लक्षाधिकवर्षेभ्यः प्राक् त अस्मात् अद्यपर्यन्तम् अस्माकं सर्वेषां भारतीयजनानाम् अस्मा सम्पूर्णविश्वस्य अपि मार्गदर्शनं करोति रामायणं अत्र रामायणे यः विषयः वर्णितः अस्ति तत्र रघुवंशीयानां राज्ञानां वर्णनम् अस्ति इक्क्षाकुकुले जातानां नृपाणां वर्णनम् अस्ति उत्तमाः परम्पराः आदर्शाः मूल्यानि च अत्र सन्ति